अहम् एकमासात् पूर्वं स्याम्सङ्ग् इति जङ्गमवाणीं स्वीकृतवान् एतस्मिन् चित्रग्राहकं बहु स्पष्टमस्ति चित्रं स्वीकरोति ध्वनिः सम्यक् श्रूयते अष्ट जिबि र्याम् अस्ति अष्टविंशतेकशतमधिकं लिबि सङ्ग्रहस्थानं वर्तते विद्युत्कोषे अधिकं समयं यावत् तिष्ठति क्रयणयोग्यं दूरवाणीयन्त्रम् अस्ति इति मम अभिप्रायः